लेखनस्य कलात्मकतां तान्त्रिकाञ्च कथं समन्वयं करोषि किं त्वं किमपि कलात्मकलेखनस्य अध्ययनं कः अकरोः मया तु एतावत् किमपि कलात्मकलेखनस्य अध्ययनं तु नैव कृतं वर्तते तत्र यदि लेखनं कर्तव्यं तर्हि तत्र काचिद् लेखनी अपेक्षते एवञ्च एकं पत्रम् अङ्कनी वा अपेक्षते यदि लेखनं क्रियते तर्हि अस्माकं शिरसि अपि लेखनं कृतं तिष्ठति एवं लेखने अपि भिन्ना शैलीः दृश्यते यथा टैम्स् न्यू रोमन् इति वा तत्र भिन्नं फ़ाण्ट् इत्युच्यते एवं तत्र लेखनेषु अपि भिन्नभिन्नाः शैल्यः भवन्ति एवं तान्त्रिकां च कथं समन्वयं करोषि इति चेत् तत्र लेखनं भिन्नं भवति तान्त्रिकता नाम अधुना तु कंप्यूटर्मध्ये सर्वत्रापि टङ्कनं कृत्वा एव लेखनं क्रियते यदा एम्मेस् वर्ड्मध्ये सर्वत्रापि टङ्कनं कृत्वा एव अस्माभिः लेखनं क्रियते यदि टङ्कनं क्रियते तर्हि तु तत्र उपयोगः कः इति चेत् तस्य साफ़्ट् कापि इत्यदुच्यते तत्तु भवत्येव नाम तत् कदापि न नश्यते यदि लेखनं कृत्वा एकस्मिन् पत्रे स्थाप्यते इति चेत् तर्हि तस्य नाशः कदाचित् भवेदेव तस्मादेव अधुना तालपत्रादि पत्रादयः अधुना नष्टाः एव दृश्यन्ते कुतः इति चेत् तस्य सर्वस्यापि लेखनं कृत्वा स्थापितम् न तु कुत्रचित् तस्य टङ्कनं कृत्वा साफ़्ट् कापि इत्यादिकं यद् क्रियते अस्मिन् अस्मिन् नाम अधुना यः क्रियते आधुनिककाले तच्च पूर्वस्मिन्काले न आसीत् इत्येव दौर्भाग्यं वर्तते तस्मादेव किम् तालपत्रादयः सर्वाः अपि नष्टाः इत्येव अस्माकं विषादनीयः विचारः एवम् मया तु लेखनं कलात्मकं लेखनम् इत्यादिकं किमपि न पठितं वर्तते तथापि लेखनं कर्तुं मयापि इष्यते तत्तु पुस्तके लेखनं वा अथवा तान्त्रिकतां नाम कंप्यूटर्मध्येपि मया टङ्कनं कर्तुं तत्र लेखनं कर्तुं वा बहु इष्टं जायते एवं तत्र पत्रलेखनादिकम् एवम् अन्यस्त किमपि प्रबन्धलेखनं वा इति सर्वाण्यपि मयापि इष्यते